अत्र मह्यं छुरिकायाः विषये पृष्टमस्ति मया या छुरिका आनीता तद् अत्यन्ता सूक्ष्मा वर्तते तथा च मह्यं पाककरणार्थं सुलभाय भवति तद् इदानीं शकानि कर्तयितुं बहु मया श्रमः कर्तव्यः इति नास्ति सम्यक्तया मया यथा कर्त्यते तथा कर्तनं तेन भवति तथा च अधिकं स्थूलमिति नास्ति अधिकं कृशः इति नास्ति अनन्तरं हस्ते गृहीतुं सम्यक् प् अस्ति भारः इति नास्ति एकैका छुरिका कथं भवति नाम भारः भवति कर्तनं सम्यक् न भवति तथा भवति अत्र इयं छुरिका वस्तुतः सम्यक् अस्ति भारः नास्ति तथा च छुरिकया च्राह् किं कर्तनं यदि करोमि सम्यक् कर्तनं भवति कर्तनं कृते मया क्लेशः अनुभूतव्यः इति नास्ति छुरिकया सर्वं सुलभेन कर्तुं भवति अनया छुरिकया छुरिकया तथा च अहं ये येन ये यद्यद् लभ्यते तत् सर्वं कर्तितुम् अनेन शक्यते तावद् शार्प् अस्ति अनन्तरं सूक्ष्ममस्ति बहु अहम् अहं हस्तं स्थापयितुं मम हस्तः एव गच्छति तथा सूक्ष्मा छुरिका वर्तते इयं तथा च अहमपि सूक्ष्मरूपेण इमाम् उपयोगं करोमि छुरिका अहम् एतावत् यद्यद् छुरिका छुरिकाः हरिताः न आसन् या या आनीता एतावद् पार्यन्तम् इयं छुरिका सम्यक् हरति तदर्थम् इयम् छुरिका मह्यं पाककरणार्थं बहु उपयोगाय जाता